नमांसि महोदयाः नमो नमः अहं भवतां छात्रा वदामि तत्र इतिहासविषये मम कश्चन प्रश्नः आसीत् यत् हल्दिघाट् इति मया श्रुतमस्ति तद् राजस्थानप्रदेशे वर्तते तद्हल्दिघाटिविषये किमपि वदन्तु महोदयाः तत्र युद्धः कथमभूत् इति तत्र मम जिज्ञासा आसीत् तत्र युद्धे के आसन् इति जिज्ञासा अस्ति एवं हल्दिघाटीप्रदेशः कुत्र वर्तते आम् आम् आम् महोदया मया श्रुतं महाराणाप्रताप् इति बहुश्रुतमस्ति यतोहि तद् भारतप्रसिद्धं नाम वर्तते सर्वेपि जानन्ति एतदपि इतोपि वक्तुं शक्यते भारतप्रसिद्धमेव नास्ति विश्वप्रसिद्धं इति वक्तुं शक्यते यतोहि महारा आं को न जानाति महाराणाप्रतापं अहं जानामि महोदयाः आम् आं महोदयाः मयापि श्रुतं तत्र उदयपुरनगरे ये पर्वतप्रदेशाः सन्ति तत्र आदिवासिजनाः सम्प्रत्यपि निवसन्ति इति मया श्रुतम् अस् अस्ति आम्

आम् तत्र परं आम् महोदयाः तत्र युद्धः जातः तर्हि तत्र हल्दिघाटि इत्य स्थाने युद्धमभूत् परं तत्र हल्दिघाटि इति कथं उच्यते यतोहि घाटी इत्युक्ते तु पर्वतप्रदेशः परं हल्दि इति कथं उच्यते तत् पीतवर्णं किमपि तत्र भवति वा रक्ततला इति रक्ततला आम् आम् आम् सरोवर आम् सरोवरविशेष तला इत्यां आम् आम् वहनं भवति अभूत् अत एव तत्र हल्दिघाटि इति हिन्द्याम् उच्यते परिवर्तिता आम् अहमपि अहमपि गतवती तत्र यदा मया दृष्टं तदा तत्र हल् एवं पीतवर्णाः तत्र पाणिषु लभ्यते स्म पीतवर्णः एवं हृत्वा मया विचारितमासीत् अतएव हल्दिघाट् इत्युच्यते स्यात् इति अस्तु महोदयाः आम् महोदया तत्र तत्र या तलायि आसीत् तस्य नाम किं आसीत् भवता उक्तं रक्ततलायि इति आम् अस्तु महोदयाः धन्यवादाः सम्प्रति प्रश्नाः न सन्ति धन्यवादाः आम् आम् धन्यवादः